मम क्षेत्रे गेहू बाजरा पुनः एतत् सर्सो इत्यादिकं सस्यानि अतिशयेन जायन्ते तेषां वपनविधिः एवम् अस्ति यत् तत्र बहूनां नेवेम्बर् मासे वपनं भवति पुनः फ़ेब्रुवरि मासे मार्च् मासस्य वा प्रथमसप्ताहे तेषां पक्वावस्था भवति अतः तेषां कर्तनं भवति पुनः सङ्ग्रहणं भवति ततः सङ्ग्रहं कृत्वा वयं धान्यापणेषु तत् तद् नगरे वर्तमानेषु तद् विक्रेतुं गच्छामः ता तद् धान्यं यावद् धान्यम् अस्माकं परिवाराय आवर्षम् अपेक्षितमस्ति तावद् वयं गृहे स्थापयित्वा अवशिष्टं धान्यं यतोहि अन्यदपि वस्तु क्रेतव्यं भवति तदर्थं धनम् अपेक्ष्यते अतः वयम् अवशिष्टं धान्यं तत् तद् धान्यक्षेत्रे विक्रेतुं गच्छामः धनं च लभामहे इति अस्माकं क्षेत्रस्य विधिरस्ति